लुडो इति एकं गिडियो विडियो गेम् अस्ति विडियो तद् गेम् एव प्रचलति तत् मम इष्टम् आन्लैन् विडियो गेम् भवति इतः परं तत्र क्रीडकाः द्वे अस्ति द्वे एव चत्वारि वा षड् वा स्थापयितुं शक्यते अनन्तरं तत्र यदा अस्ति किन्तु षट्जनाः अस्ति चेत् वयं कस्मिन् कथम् अस्माकं पौण्ट् प्राप्तुं शक्यते इति किञ्चित् मैण्ड् स्थापयित्वा एव किञ्चित् श्रद्धया करणे च तस्मात् श्रद्धा तत्र एव एव अस्ति अनन्तरं सम्यक्तया अस्माकं किञ्चित् मैण्ड् अपि इदानीं तद्क्रीडनसमये किञ्चित् फ़्री अस्ति यदा कुत्रापि स्थापनीयं तदा किञ्चित् तथारूपेण एव अस्ति लुडो इति अनन्तरं तत् लुडोक्रीडासमये अस्माकं बुद्धिः कथं चलति इत्येव वयम् अस्माकं द्रष्टुं शक्यते सम्यक् गेम् एव अस्ति तद् यतः तत् गेम् अनन्तरं कुत्र कुत्र स्थापनीयं वा इति अस्माकं समयम अपि तत्र स्थापयित्वा सम्यक् एव अस्ति तद् विडियो गेम्